मम क्षेत्रे अहं तु कलाशालायां वा भवतु अ स्कूल् तत्र वा भवतु मम क्षेत्रे शालायां वा भवत् पाठशालायां वा भवतु अहम् एतादृशाधारितकार्यक्रमं कदापि अहं न दृष्टवान् न पठितवान् न पाठितवानपि परन्तु मम अनुजस्य वा परिचर्यस् परिचयानाम् अनुभवम् अहं श्रुतवान् तदहं वक्तुमिच्छामि तत्राष्टमीत्युक्ते वृक्षस्य कश्चन अधोभागस्थविद्यमानः कश्चन काण्डः तत्र नाम वृक्षः कथं जीवति नाम वयं वेदान्तिनः वेदान्तिनस्तु सर्वम् अवश्यं जानन्ति वृक्षस्य कश्चन जीवः वर्तते तेनैव फलादिकं भवति इत्यादिकं वयं जानीमः परन्तु तत् कथमिति सैन्स् माद्यमेन जनाः पश्यन्ति तत्र वृक्षस्य काण्ड काण्डभागस्य छेदनं कुर्वन्ति छी विच्छिद्य छेदनं कृत्वा तस्मात् एकैकं एकम् एकैकं लेयर् स्वीकृत्य तत्र परिकरैः तं पश्यन्ति दृष्ट्वा तत्र कथं वृक्षः जलं स्वीकरोति तत्र कति कणाः सन्ति इत्यादिविषयान् तत्र इत्यादिविषयान् तत्र जनाः पाठयन्ति पुनः तस्मात् वृक्षा वृक्षस्य उत्पत्तिः पुनः वृक्षान्तरस्य उत्पत्तिः तत्र बीजस्य उत्पत्तिः अङ्कुरस्य उत्पत्तिः फलस्य उत्पत्तिः पर्णस्य उत्पत्तिः इत्यादि सर्वे सर्वे विषयाः अपि तत्र खाण्डस्य ज्ञानेनैव भवति तद् अस्माकं तु समीचीनं ते बोधयन्ति तेनैव वृक्षस्य जीवः अस्ति वृक्षेणैव सर्वाणि उत्पद्यन्ते तेन कथं वायुः भवति कार्बन् डयाक्सैड् वा भवतु आक्सिजन् तत्सर्वं कथमुत्पद्यते इत्यादिविषयाः तत्र वयम् अवगन्तुं शक्नुमः तेन वृक्षस्य माहात्म्यं ज्ञायते तत् तावदेव